हरिः ओम् हा हा सत्यं सत्यम् सहस्रं लीटर् हा ह पञ्चसहस्रं भवति तद् कदाचिद् किञ्चिद् डिस्कौण्ट् कृत्वा द्विसहस्रं वा कुर्मः हा हा सत्यं सत्यम् पञ्च हा हा प्रति हा हा निश्चयेन निश्चयेन प्रतिदिनं कुर्मः एतद् कुत्र आनेतव्यम् भवतां गृहं कुत्र अस्ति चेद् हा हा सत्यं सत् इतः प्रायः अष्टघण्टा प्रायः अस्ति ओ अष्टघण्टात् अष्ट किलोमीटर् अष्ट किलोमीटर् अष्ट किलोमीटर् क्षम्यतां क्षम्यताम् आम् अष्ट किलोमीटर् अस्ति शीघ्रम् आगन्तुं शक्यते हा आं निश्चयेन निश्चयेन निश्चयेन प्रतिदिनं भवन्तः स्वीकुर्वन्ति चेत् भवन्तः अस्माकं कस्टमर् रूपेण किञ्चित् न्यूनमपि कर्तुं शक्यते हा हा निश्चयेन प्रेषयामि हा अस्तु अस्तु हा निश्चयेन भवताम् इति एतद् मो बे फ़ोन् पे कर्तुं शक्यते हा हा एतद् सङ्ख्यामध्ये एव फ़ोन् पे गूगल् पे इत्यादिकं वर्तते अनेन कर्तुं शक्यते पुनश् अस्तु अस्तु अस्तु धन्यवादः इद् दूरवाणी कृतवन्तः धन्यवादः